तव क्षेत्रे पर्यावरणीयसमस्याः काः सन्ति तत्परिहारायजनाः कथं पर्यटन्ते इति प्रश्नः कृतः वर्तते तर्हि अस्माकं क्षेत्रे प्रदेशे पर्यावरणीयसमस्याः बह्व्यः सन्ति यथा उदाहरणार्थम् अनावृष्टिः वायुप्रदूषणं जलस्याभावः आतपः अति आतपः तेषां परिहारः अपि जनाः कुर्वन्ति कथमिति चेत् यदा वर्षा ऋतुः आरभ्यते तदा जनाः तडागादिकं निर्माय तत्र जलं सङ्गृह्य तस्य जलस्य प्रयोगं यथा अनावृष्टिकाले भवेत् तथा जनाः कुर्वन्ति वायुप्रदूषणं यथा न स्यात् तथा जनाः आचरन्ति अपि च यदा यदा अति घर्मः भवति तत्काले यद् अस्माकं क्षेत्रे वर्धितमस्ति तस्य नाशः न भवेत् तथापि जनाः प्रयत्नं कुर्वन्ति अपि च पर्यावरणे बह्व्यः समस्याः भवन्ति किन्तु तासां परिहारः जनैः अपि करणीयं यथा अस्माकं पर्यावरणे समस्याः न भवेयुः तथा जनाः आचरणं कुर्वन्ति चेत् वरम् अस्माकं स्वास्थ्यमपि सौकर्याय भवति प्रातःकालीनं पर्यावरणं बहु समीचीनं भवति

सुरक्षं भवति तेन अस्माकं शरीरं स्वास्थ्यम् अस्माकं नित्यदिनचर्यापि सम्यक् भवति तेन अस्माकं मानसिकक्लेशाः अपि न उत्पद्यन्ते तथा सति एवं पर्यावरणस्य रक्षणं कर्तव्यं तत्सर्वम् अस्माकं क्षेत्रे जनाः कथं कथं कर्तव्यम् इति सर्वं जानन्ति तथा सति ते सर्वे तथैव कुर्वन्ति